आम् अहं मित्रैः सह अनौपचारिकतया तरणस्पर्धायां भागं गृहीतवान् तत् मम कृते अद्भुतमासीत् आनन्ददम् आसीत् मम गृहस्य पार्श्वे एव गङ्गानदी अस्ति तत्रैव वयं सर्वेपि बान्धवाः मिलित्वा तत्र तरणं कर्तुं गङ्गां गच्छामः गङ्गा दीर्घा अस्ति इतः पारतः तत् पारं गन्तुम् दीर्घः मार्गः भवति नाम दीर्घं जलम् अतिक्रमणीयं भवति वयं यदा स्पर्धां कुर्मः नाम इतः पारतः तस्मिन् पारे मित्रेषु कः शीघ्रं सन्तरणं कृत्वा गन्तुं शक्नोति यः शीघ्रं गच्छति गच्छति सः प्रथमः भवति इति एतादृशाः एतादृश्यः क्रीडाः अस्माभिः क्रीडिताः तत्र महान् आनन्दः आगच्छति